भारतस्य आहारपद्धतिः शाकाहारी एवं मांसाहारी वर्तते बङ्गाल् प्रान्ते मीनः एवम् ओदनं तेषां मुख्याहारम् अस्ति महाराष्ट्रे शाकाहारी खाद्यानि बहु लोकप्रियानि अस्ति त तेषामस्ति पूराण्रोटिका वट्टकं धान्यकम् वट्टिका खोवारोटिका अनन्तरं चित्रान्नं तक्रं पर्पटम् इत्यादयः इत्यादयः सन्ति पुरण् रोटिका समये चनकः शर्करा गोधूमः चूर्णम् एवं धृतम् आवश्यकमस्ति वट्टकं यदि निर्मय निर्मयितुम् इच्छामः तर्हि तस्य चनकः मुङ्ग्दा इत्यादयः आवश्यकमस्ति खोवारोटिका निर्माणसमये खोवा शर्कराचूर्णं गोधूमचूर्णं घृतम् इति आवश्यकमस्ति